अस्माकं जीवने शिक्षणस्य बहु महत्त्वम् अस्ति न तु केवलं पोषणार्थम् उदरस्य स्वस्य पोषणार्थं तर्हि अस्मिन् समाजे अपि अस्माकं किं किमपि कर्तव्यं वर्तते तस्य कृते अपि शिक्षणस्य बहु आवश्यक्ता अस्ति यदि वयं सम्यक्तया शिक्षणं स्वीकुरु स्वीकृतवान् अनन्तरं आम् समाजस्य सेवाम् एवं सर्वं कृतवान् अनन्तरम् अस्माकम् अग्रिमं अन्यजनानाम् अग्रिमपीढ्यां तस्य संस्कारः दातव्यम् एवमपि शिक्षणस्य महत्त्वमस्ति अशिक्ष् अशिक्षितजनाः जना कृते तु समाजे सम्माननम् यावद् न वर्तते सम्माननं तु वर्तते तस्य प्रौढः प्रौढत्वस्य अनन्तरं प्रौढः जनाः सन्ति खलु तस्य तेषां कृते अस्माकं मने आदरभावः तु भावः तु वर्तते तर्हि यावत् स् तेषां कृते यावद् समाजे यावद् मानः न वर्तते